मम मातृभाषायां लिखितं पुस्तकं मया अन्यायां भाषायाम् अनुवादितं कदापि न पठितम् वस्तुतः अहं मम मातृभाषया लिखितानि पुस्तकानि न्यूनमेव पठामि यदि पठामि चेत् संस्कृतपुस्तकानि पठामि आङ्लपुस्तकानि वा पठामि तत्र द्वयोः मध्ये अनुवादं न कृतम् इत्युक्ते अहं चिन्तयामि अहम् मया आङ्ग्लभाषया आङ्ग्लभाषायाम् एका पुस्तिका वर्तते तत्र वेदास् एन् उपनिषत्स् फ़र् चिल्रन् इति तस्य रचयिता अस्ति रचयित्री अस्ति रूपा पै तस्याः पुस्तकं बहु प्रभावशीलं वर्तते विशेषतया बालकानाम् उपरि बालिकानाम् उपरि ये विद्यालयं गच्छन्ति तादृशेषु बालकेषु बालिकासु उपरि तस्य प्रभावः बहु समीचीनतया भवति अस्माकं देशस्य वेदवेदाङ्गानां विषये कीयद् तेषां आविर्भावः कथं जातं तेषां मध्ये किं किम् अस्ति इति सर्वं लघुरूपेण बहु सरलतया सरलभाषया तया लिखिता अस्ति तस्य अनुवादः निश्चयेन अस्माकं मातृभाषायाम् अन्यभाषा जनानामपि पठनार्थं सर्वैः तस्य अनुवादः करणीयः पठनीयः इत्यहं मन्ये